रामायणमहाभारते भारतेषु तावत् असुराणां पात्रचित्रणं सम्यगेव आसीत् परन्तु तावद् दुष्टाः नासन् रामायणे तावद् रावणः तावद् दुष्टोपि नासीत् सोपि धर्मवान् आसीत् परन्तु मोहात् सीतायाः मोहात् सः अधर्मं कृतवान् सोपि धर्मवादी ब्राह्मणः कश्चन सः असुरः सम्यक्तया आसीत् इति वक्तुं शक्यते तथैव विभीषणः सोपि असुरः परन्तु धर्मनिष्ठः धर्मनिष्ठः वर्तते सः रा रामं रामस्य कृते एव तस्य सहायम् इत्यादिकं कृतवान् विभीषणः तथैव एव कुम्भकर्णः कुम्भकर्णः इति नाम्ना असुरः एषः सर्वदा स्वापम् एव करोति स्म तावद् सोपि क्रूरी नासीत् इति वक्तुं शक्यते तथैव महाभारतेषु असुराः आसन् परन्तु तावद् दुष्टाः न आसन् बकासुरः इति कश्चन सः कश्चन ग्रामं गच्छति तत्र ग्रामीणाः ग्रामीणः तेषां कृते वदति एवं मम कृते आहारः अपेक्षितः भवन्तः आनीय यच्छन्तु नास्ति चेत् अहं सर्वान् खादामि इत्येवं वदति स्म परन्तु सर्वान् न खादति स्म एवं रूपेण ग्रामीणः ग्रामे ये वसन्ति तेषां निकटे सम्भाषणं कृत्वा किञ्चित् एवं वदति स्म भवन्तः एव आगच्छन्तु स्वयं स्वयं स्वं स्वप्रेरणया आगच्छन्तु वयम् अहं किमपि न करोमि खादामि तावदेव इत्यादिकं वदति स्म एवम् असुराः तावद् दुष्टाः न आसन् परन्तु असुराः न भवेयुः इति मम आशयः रामायणमहाभारतेषु यदि असुराः न भवन्ति स्म इतोपि सम्यक् भवति स्म तथैव महाभारतेषु हिडिम्बा घटोत्कचः इत्यादयः असुराः आसन् परन्तु ते तु धर्ममार्गे ये चलन्ति तेषां कृते एव सहायं दत्तवन्तः समीचीनाः असुराः एव आसन् ते असुराः समीचीनाः इत्येव